शास्त्री प्रथमवर्षः प्रथमवर्षे प्रथमसत्रार्धे अस्माकं कृते सि प्रोग्रामिङ्ग् इति विषयः आसीत् तत्र वयं कथं प्रोग्रामिङ्ग् कर्तव्यं किं नाम प्रोग्रामिङ्ग् किं नाम प्रोग्रामिङ्ग् लाङग् लाङ्ग्वेज् इति सर्वं पठितम् अस्माकं महोदयः अस्माकम् आचार्यः सि प्रोग्रा सि प्रोग्रामिङ्ग् विषये बहु समीकृत्य पाठितः अस्माकं कृते पाठितवन्तः पुनः द्वितीयसत्रार्धे डेटा स्ट्रक्चर्स् इति नाम्नः विषयः आसीत् बाल्यकालाद् एव मम रुचिः सङ्गणकविषये षङ्ग् सङ्गणकविषये अस्ति विद्यालये अपि सङ्गणकम् इति एकः विषयः आसीत् तत्र मया किञ्चित् सङ्गणकं पठितं विश्वविद्यालये अपि आगत्य अहं कम्प्यूटर् इति विषयः स्वीकृतवती तत्र सि प्रोग्र तत् इद् आधुनिककाले प्रोग् सङ्गणकं सङ्गणकं तु आवश्यकम् अस्ति एव एतद् मोडन् मोडन् टेक्नालजि इति नाम्ना अपि अपि ज्ञायते अस्माकं जीवने सङ्गणकं तु आवश्यकमेव अस्ति पुनः द्वितीयसत्रः अहम् इदानीं द्वितीय शास्त्री द्वितीयवर्षे पठन्ती अस्मि अस्मि पुनः तृतीयसत्रार्धे इदानीं मम कृते द्वितीयं प्रोग्रामिङ्ग् लाङ्ग्वेज् अस्ति पि एच् पि इति तत्र वेब् डेवलप्मेण्ट् कथं करणीयम् इति इति पाठाः पाठाः स् पाठाः सन्ति